साम्प्रदायिकरीत्या संस्कृतविषयप्रचारः शिक्षणम् मूलतः ज्ञानस्य वेदेषु बहवाः विषयाः सन्ति तन्मूलकप्रवैतः ज्ञान ज्ञानं अद्यप्रभृती वयम् पठन्तः स्मः पारम्परिक संस्कृतपरम्परायां साम्प्रदायिकतया शिक्षणं कथं प्रचलति इत्युक्ते पूर्वतनकाले लेखनाभ्यासः नासीत् ये ये वेदेषु विषयाः सन्ति स्मृतीश्रुतीरीत्या एव प्रचलन्तः आसन् तदनन्तरं गुरुकुले उषित्वा बालाः गुरुकुले स्थित्वा पठन्ति स्म तदनन्तरं पाठशाला इति व्यवस्था एव आधुनिकरीत्या अभवत् किन्तु मूलतः गुरुकुलापद्धतिः यथा व्यवस्थितरूपेण प्रचलन्तः आसन् तदा अभ्यासविषये एव अधिकं महत्वं दत्वा तदेकमेव कार्यम् आसीत् गुरुकुले स्थित्वा व्यक्तित्वविकसनविषय एव केन्द्रीय मनसी केन्द्रीकृत्य तदेव कार्ये प्रवृत्तः तदनन्तरं द्वादशवर्षपर्यन्तं पाठनं पठनपाठनद्वारा मूलतः स्वतः पठति तदनन्तरं गुरुकुले स्थित्वा गा पठनकार्यम् अभवत् चेत् तैत्तिरीय उपनिषदि शिक्षावल्या अनुसारं तत्रा शिक्षणं समाप्य गृहं प्रति आगच्छति चेत् तदनन्तरं पाठनकार्ये प्रवृत्ताः भवेयुः इति शिक्षकैः आशीर्वादं प्राप्य आगच्छन्ति स्म इदानीं तु कोन्वकेशन् इत्यादि भवति तथैव तदा सम्प्रदायरीत्या पठनासमापनकार्यमपि तथा आसीत् तत् सम्प्रदायरीत्या पठनं शिक्षण पद्धतिः तत्तू एकैक विषयस्य समग्राचित्रणं गुरुमुखेन प्राप्तवन्तः शिष्यसमूहः उदाहरणार्थं षट् प्रश्नोपनिषदि वि प्रसङ्गे वयं दृष्यं पश्यामः चेत् पिप्पलादऋषेः समीपं षट् छात्राः गच्छन्ति एकेकविषये परिपूर्णज्ञानं प्राप्य ततः पूर्वं गुरुभिः परीक्षा अपि स्वीकुर्वन्ति तदनन्तरम् अभ्यासः आरभते षट् छात्राः भिन्नभिन्ना षट् प्रश्नेन षट् प्रश्नैः उत्तरं प्राप्य तदनुसारं लोकाय षड्विषये ज्ञानं प्रसारितवन्तः उदाहरणार्थं तत्र प्राणविषये अपि आगच्छति प्राणस्य महत्त्वं कथम् इति देहे प्राणस्य महत्वं षट् प्रश्नोपनिषदि आगच्छति ऋतु अयन संवत्सरादिविषये अपि आगच्छति तथैव एकेक विषयस्य सम्पूर्णज्ञानं परिपूर्णज्ञानं दत्वा गुरुभिः प्राप्य बहिः आगच्छन्ति स्म छात्राः ते एव समग्रविषयज्ञानप्राप्य आगच्छति स्म तथैवा क् समाजाय अपि प्रसारयन्ति स्म इदानीं किं भवति प्रारम्भिकस्तरे एव विभिन्नाः विषयाः बालानां प्रति ज्ञापयितुं वयं प्रयत्नं कुर्मः ते अपि बहुकष्टंम् अनुभवन्ति ममा अभिप्रायमस्ति साम्प्रदायिकरीत्या शिक्षणपद्धतिः संस्कृतद्वारा कथं प्रचलती आसीत् तत्तु समीचीनम् इति मम अभिप्रायः